भारतस्य अनेकेषु भागेषु बालिकानां कृते शिक्षाया प्रोत्साहन शिक्षायाः प्रो प्रोत्साहनार्थं द्विचक्रिकाया अथवा ल्याप्टाप् प्रदानम् इत्यादि योजनं कार्यं कुर्वन्ति तत्र कारणं वर्तन्ते गृहात् विद्यालयं प्रतिगन्तुम् मार्गः दूरं भवति ग्रामीण प्रदेशे विद्यालयस्य दूरी अधिका सन्ति तर्हि द्विचक्रिकायाः माध्यमेन छात्राणां गमनागमनं सुविधायानकं भवति इदानीं तु सर्वेषां प्रति तन्त्रज्ञानस्य उपयोगस्य अवश्यकता महती वर्तते तस्मात् ल्याप्टाप् प्रदानेन तासां तन्त्रज्ञानस्य विषयजिज्ञासा अधिका भवेत् अतः ल्याप्टापस्य योजनम् एवं च द्विचक्रिकायाः प्रदान योजना समीचीना इति मम अभिप्रायः